महोदय नमस्कारः परिवारभोजनालयः किल तत्र अहं तु प्रतिदिनं ततः स्वीकरोमि एव किन्तु तत्र भवान् जानाति एव अहं किं किं खादामि इति यदा अहं प्रतिदिनं खादामि तदैव किञ्चित् अद्यापि आवश्यकं वर्तते अत्र इत्युक्ते अद्य तु प्रातः तु भोजनं प्रातः तु इड्लि इड्ली स्थापय विंशतिः इड्ली स्थापयतु अनन्तरं दोशात्रयं प्रेषयतु न अनन्तरम् इतोऽपि मध्याह्नभोजनार्थं भवान् रोटिकां रोटिकां च चत्वारः रोटि रोटिकाः रोटि चत्वारः चत्वारः रोटिकाः स्थापयतु अनन्तरं तेलङ्गानभोजनं यद् अस्ति तद् अन्नं तदपि एकत्र स्थापयित्वा किञ्चित् प्रेषयतु अनन्तरं रात्रिभोजनविषये अपि किञ्चित् अन्नम् अनन्तरं रात्रिभोजनविषये किञ्चित् दधिं दध्यन्नमपि तत्र योजयतु एवं किञ्चित् शीघ्रं प्रेषयतु मम गृहं प्रति अहं तु धनम् आन्लैन् मध्ये प्रेषयिष्यामि धन्यवादः महोदयः